पूर्वं तु जनाः वित्तकोषं गत्वा धनं स्वीकुर्वन्ति स्म परन्तु इदानीं ए टि एम् द्वारा रात्रौ अपि धनं प्राप्तुं शक्नुवन्ति इदानीं सर्वदा सर्वदा हस्ते धनम् आवश्यकम् इति नास्ति एस् बि खाता मध्ये धनम् अस्ति चेत् गूगल् पे फोन् पे इत्यादि डिजिटल् साधनेन धनस्य वर्गावणं कर्तुं शक्यते एवमेव क्रेडिट् तथा डेबिट् कार्ड् सौकर्यम् अपि अस्ति एतत्सर्वम् अस्माकं जीवनं सुलभम् अकारयत्